अस्माकं क्षेत्रे शिक्षाव्यवस्था अतीव उत्तमः अस्ति कथम् इति चेत् अत्र शास्त्राध्ययनस्य पाठप्रवचनं दीयते तथा एतत् संस्कृतभाषायां वर्तते संस्कृतभाषा अतीवप्राचीनभाषा आसीत् अर्थात् प्रथमभाषा एव भवति अस्मात् भाषायां शेषभाषाणां जन्म अभवत् अतः एतद्विषये अस्माकं बहु गर्वः अस्ति एषा शिक्षणिकव्यवस्था प्रान्तस्य वृद्ध्यर्थं अत्यन्त आश्चर्यजनकरूपेण प्रत्यक्षं परोक्षं च योगदानं करोति कथम् इति चेत् संस्कृतं संस्कृतिः संस्कारं च अध्यापनेन प्रान्तस्य वृद्ध्यर्थं योगदानं ददाति अभ्यास अवस्थायां नामानि अत्र श्रीमन्मध्वसिद्धान्तप्रबोधक अध्ययनकेन्द्रम् उडुपि पूर्णप्रज्ञाशिक्षणविध्यालयः बालगि लाकालेज् महात्मागान्धिमेमोरियल् कालेज् मणिपाल् इन्स्टिट्यूट् आफ़् टेक्नोलाजि एतत् केचन अध्ययनकेन्द्राणि नामानि सन्ति अधुना सर्वकार् सर्वकारीयविद्यालयानाम् अवस्था अधः गच्छत् गच्छन् किम् इति चेत् मूलकारणं सर्कारीविद्यालयेषु सुविधानाम् अभावः किम् इति चेत् आधुनिकसाधनानाम् अभावः अतः अस्मात् नैजशिक्षणव्यवस्थायां यावत् चलन्ति एतत् वास्तविककारणं भवति